पूर्वं मनोरञ्जनाय यत् चलच्चित्रम् आसीत् तत् ब्लेक् एण्ड् व्हैट् आसीत् परन्तु अधुना चलच्चित्रस्य क्वालिटि अधिकं वर्तते पुरातनकाले सर्वेषां गृहे दूरदर्शनं न स्यात् परन्तु अधुना प्रतिगृहे दूरदर्शनम् अस्ति गतेषु वर्षेषु भारतीयं मनोरञ्जनक्षेत्रे अधिकं प्रारब्धम् अस्ति विभिन्नधारावाहिन्यः संवादचेनेल् क्रीडादयः देशस्य अत्यन्तः जनप्रियमनोरञ्जन उपायः प्रचलति भारते जनाः विभिन्नप्रकाराणि चलच्चित्राणि क्रिकेट्क्रीडा कन्दुकक्रीडा आदि द्रष्टुम् इच्छन्ति